साम्प्रदायिकशिक्षणे परीक्षाव्यवस्था पुरातनकाले सामान्यतः घटिकापरिक्षा शलाकापरीक्षा कण्ठपाठस्पर्धा भगवद्गीता वा अथवा अन्ये सुभाषितग्रन्थानां वा परिक्षा आसीत् तथा आचार्याणां पुरतः ग्रन्थस्य उपस्थापनं वा शास्त्रपारम्यं वा परीक्षा आसीत् इदानीमपि गुरुकुले एता गुरुकुले एताः परीक्षाः सन्ति तथैव प्रचलति एव इदानींतन ले विषेशः किम् अस्ति चेत् इदानीं मोबैल् सम्पर्कमाध्यमम् अस्ति अतः दूरप्रदेशे स्थितः विदूषान् अपि मोबैल् तः आहूय छात्राणाम् उपन्यासं दापयितुं शक्यते तत् एकम् उपयोगम् अस्ति अनन्तरं किमपि विषयं वयं स्पष्टं ज्ञातुं मोबैल् मध्ये अन्तर्जालसम्पर्कम् उपयोगं कर्तुमपि शक्यते अनन्तरम् इद इदानीं गुरुकुले छात्राणां वसतिव्यस्था वा अथवा भोजनव्यवस्था वा सम्यक् अस्ति काले काले दापयति पुरातनकाले तथा नासीत् छात्राः कानिचनदिनानि अपि उपहारं विना उपहारं विना वासं कर्तव्यम् आसीत् इदानीं तथा नास्ति